महोदया मम नाम स्वाती इति हरिः ओं श्रूयते वा अधुना हा भवतां नाम किमस्ति गणेशभट् इति वा भवन्तः छायाग्राहकाः खलु इत्युक्ते नेक्स्ट् नवेम्बर्मासे मम भगिन्याः विवाहः अस्ति द्वादशे दिनाङ्के अस्ति हा द्वादशे अस्ति तत्पूर्वं प्रिवेडिङ्ग् फोटो शूट् अपि भविष्यति तदर्थं फ़ोटोग्राफ़ि कर्तुं प्रष्टुम् अहं दूरवाणीं कृतवती तत्र नाधिकं कति स्वीकुर्वन्ति क्वालिटि सम्यक् भवेयुः अस्माकं कृते हा वादना हा अपेक्ष्यते अपेक्ष्यते विवाहस्य पूर्वस्मिन् दिने अपि अपेक्ष्यते अनन्तरमपि प्रिवेडिङ्ग् पञ्चदिनात् पूर्वं हा हा हा मैसूर् मध्ये कुर्मः इति चिन्तितवन्तः नास्ति कार्यालये गच्छामः ह